निकटे अस्माकम् एव वाटिकायां वर्धिताः शाकाः वर्तन्ते ते शाकाः समीचीनाः शुद्धाः अपि च सम्यक् वर्धिताः सन्ति तेषां तेषां वर्धनकाले रासायनिकं किमपि नप् न उपयुक्तं केवलं गो गोमयम् इत्यादिरूपेण इत्यादिसंस्थापनरूपेण वर्धिताः वर्धिताः सन्ति तेषाम् उपयोगेन आरोग्यं सम्यक् भवति ते च शाकाः यदि पाकादिषु उपयुज्यन्ते तेन समीचीनः आहारः अपि सिध्यति येन आहारेण जने जनाः सर्वेपि अरोगिणः भवन्ति अरोगवन्तश्च भवन्ति यदि तावत् पाकः कर्तुं नज न ज्ञायते तर्हि उत्तमः पाचकः अन्वेषणीयः तेन पाचकः यदि पाकं सम्यक् करोति जनाः अपि सर्वे शा भोजनार्थं त तम् अन्विष्य आगच्छन्ति तेन भोजनेन ते तृप्ताः आनन्दाश्च भवन्ति ते ते च आहाराः एवं वर्तन्ते यदि पाचकः सम्यक् पाकङ्करोति इति उच्यते तत् आहारः एवं भवति भोजने तावत् एवम् आहारः व्यञ्जनानि पर्पटः अन्नं सारः तक्रम् इत्यादि अनन्तरं रसायनम् अवलेहः लवणम् इत्यादि भवन्ति यदि तु उपाहारः उपाहारविषये चिन्त्यते तर्हि चित्रान्नं दोसा इत्यादि उपहाराः अपि भवन्ति के केषुचित् स्थानेषु अपि मधुरादिकं भवति तत्र मैसूरुप्रदेशे तावत् मैसूर्पाक् इति उच्यते तेन च यदि मैसूर्पाक् सम्यक् समीचीनं भवति तर्हि तादृशं मैसूर्पाक् मैसूर्मध्ये एव प्राप्यते एवं देशस्य मैसूर् इति नामश्रवणेन एव मैसूर्ग्रामे लभ्यते इत्यादि ज्ञायते तेषा तस्य मधुरस्यापि किञ्चित् ऐतिहासिकं वर्तते इति ज्ञातुं शक्यते यदि पाचकः सम्यक् पाकं करोति उत्तमस्थानेषु तस्य स्थानं प्राप्यते एवं यदि जनाः उत्तमभोजनम् अन्विष्य आगच्छन्ति तर्हि यदि पा पाकं कर्तुं सम्यक् जानाति यः सः सम्यक् भोजनं दातुं शक्नोति इति